मया ओला इत्यस्याः संस्थायाः याने कार्याने अहं विमानस्थानात् रेनिगुण्टाविमानस्थानात् तिरुपतिमध्ये स्थिता एन् एस् यू नेशनल् संस्कृत् यूनिवर्सिटी राष्ट्रीयसंस्कृतविश्वविद्यालयपर्यन्तम् अहं रात्रौ दशवादने ततः प्रस्थितः कार्यानस्य संख्यापि ए पी ऊनचत्वारिंशत् टी डबल्यु टु फ़ोर् थ्रि सेवेन् इति यानसंख्या वर्तते तर्हि तत्र सुरेशः इति कश्चन चालकः सः सम्यक् यानं चालयन् पुनः माम् अत्र अवतारितः आसीत् सः तदानीं तस्य चालनमपि बहुचतुरेण अस्ति सम्यक् वर्तते रात्रिकाले बहु किं वा वक्तुं शक्नुमः बहु किं सेफ़्लि इति वदन्ति बहुरक्षणेन सः रक्षणदृष्ट्या सम्यक् अत्र आनीय माम् अवतारितः पुनः यथा धनमहमर्पयन् अस्मि पुनः यदवशिष्टं धनमपि सम्यक् एकं रूप्यकमपि तस्य सविधे न संस्थाप्य वा पुनः प्रत्यर्पितवान् तर्हि महान् सन्तोषः जातः बहु धन्यवादाः एषा संस्था इतोऽपि अग्रे सम्यक् भवतु इति वयं चिन्तयामहे